दशरथः अयोध्यायाः महाराजः तस्य पत्नी कौसल्या कैकेयी सुमित्रा कौसल्यायाः पुत्रः रामः कौसल्यायाः पुत्रः भरतः सुमित्रायाः पुत्रः लक्ष्मणः शतृघ्नः दशरथः पुत्रः पुत्राणामुपरि बहु प्रीतिः अनुभूतवान् तथा रामस्य उपरि एव तस्य बहु प्रीतिः आसीत् एवं प्रीत्याः कारणादेव तस्य मरणमपि अभवत् तस्य यौवनकाले वनं प्रति यदा गच्छति हरिणः इति चिन्तयित्वा सः श्रावणकुमारः इति एकं बालकं मारयति स्म तदा श्रावणकुमारस्य मातापितुः मातापितरौ एतस्य उपरि शापम् आसीत् शापं ददाति एवम्

पुत्रम् विहाय वयं यथा कष्टम् अनुभवामः एवं भवानपि कष्टम् अनुभूय भवा भवतः मरणं भविष्यति इति शापं ददाति इति कारणात् यदा रामः वनवासं गच्छति स्म तस्मिन् समये पुत्रः एवं गतवान् इति कारणेन तस्य बहु अनारोग्यं भूत्वा बहु मानसिकं कष्टम् अनुभूय तस्य मरणम् अभवत् आम् एवं शन्तनुः महाराजः शन्तनुः महाराजः यदा राज्यस्य पालनम् एतद् स्वीकृतवान् तदा तस्य राज्यं विस्तारं बहु करोति स्म तस्य बहु पराक्रमः सर्वम् आसीत् किन्तु तस्य एक वीक् पायिण्ट्स् महिलानाम् एतत् एकवारं गङ्गानदीं प्रति गच्छति तदा एकां सुन्दरीं पश्यति तथा अनुक्षणमेव तस्याः व एका प्रीतिः अनुभवति तदा तस्याः सय्यं गत्वा एवं विवाहं कर्तुम् इच्छामि इति सर्वं वदति तदा सा एकः नियमः वदति अहं यत्किमपि करोमि चेत् उत्तमं कार्यं वा अनुत्तमं कार्यं वा किमपि न प्रष्टव्यम् प्रश्नः किमपि न प्रष्टव्यं यदि भवान् प्रश्नं पृच्छति अहं भवन्तः त्यक्त्वा गच्छामि इति वदति सः व्य अङ्गीकरोति विवाहमपि करोति नद गच्छता कालेन तस्य अव पुत्रः अपि भवति तदा यदा प्रथमपुत्रः भवति तदा एषा नदीं गत्वा शिशुं क्षिप्त्वा गच्छति एवं षड् शिशुमपि सा मारयति तदा यदा सप्तमं शिशुं सा

सप्तमं शिशुः जन्मं प्राप्नोति एषा स्वीकृत्य गन्तुम् उ उत्युक्ता भवति तदा शन्तनुः महाराजः एतां स्थगयति भवती का किमर्थम् एतादृशम् अनुत्तमकार्यं सर्वं करोति भवती का राक्षसीव इति सर्वं पृच्छति तदा सा वदति अस्ति एवम् पूर्व जन्मनि एकं शापम् आसीत् इति कारणेन आवयोः इदानीं विवाहः अभवत् एवमेव एते पुत्राः सप्तर्षयः एतेषां शापमासीत् शापविमोचनार्थं मम प्रार्थितवन्तः अतः अहम् एवं मोक्षं ददामि इति अहं सत्यं कृतवती अत्र सप्तमपुरुषः सप्तमः शिशुः यः अस्ति सः एव तस्य शापस्य कारणम् इति कारणेन एषः स्थिरं बहु कालम् अत्र जीवनं करोति उत्तमं जीवनं करोति धार्मिककार्यं सर्वं करोति इति सर्वं वदति अनन्तरं सा ये स्वयम् शिशुम् अहम् इतां नयामि अनन्तरं यदा सः युवकः भविष्यति तदा आनीय भवतः समीपं प्रेषयामि इति सर्वं वदति सः एव देवव्रतः इति नाम्नः भवति अनन्तरं तस्य नाम एव भवति भीष्मः इति एवम् प्रथमपत्नी एतद्भवति अनन्तरम् भीष्मः देवव्रतः यदा अत्र षोडशः वयसि एतस्य समीपम् आगच्छति अनन्तरम् किञ्चित्कालानन्तरं यदा विंशतिः तादृशः वयः भवति व्य देवव्रतस्य तथा पुनः एषः शन्तनुः महाराजः अन्ये

उपरि प्रीतिम् अनुभवति तस्याः नाम अस्ति परिमलगन्धिः इति त् सत्यवती इति अपि नाम कथयन्ति तस्य तस्याः पूर्वनामम् अस्ति मत्स्यगन्धा इति मत्स्यगन्धिः एकः ऋषेः अनुग्रहेण तस्याः नाम योवं परिमलगन्धि इत्युक्ते तस्याः व मीनं कुलात् आगतः इति कारणेन तस्याः उपरि मत्स्यगन्धा भवति अनेनन्तरं नन्तरं तस्याः उपरि उत्तमः ग परिमलगन्धः भवति इति कारणेन परिमलगन्धा इति नाम भवति तामपि सः अनन्तरं विवाहं करोति